नमोनमः आं चलति मूल्यं एकशतं विंशतिः आमाम् न भो बहु अधिकः नास्ति भवान् वदतु कति रुपेय न भो न भो न न न नवतिः

अन्तिमः अन्तिमः वर्तते नवतिः अधिकं हा अधिकं अष्टाशीतिः न न न अन्तिमः अशीतिः रुपे अत्रैव अस्ति राममन्दिरम् महालक्ष्मीमन्दिरम् करि किलोमिटरः सन्ति कति किलोमिटरः सन्ति कति किलोमिटरः सन्ति

ओ त्यजतु सश रुपे दातुं ददामि चलतु आ आगच्छ तिष्ठ तिष्ठ हा हा षष्ठी रुप्यकं सम्यक् बहु दूरं नास्ति भवान् प्रथमः पेसञ्जरः मम पार्श्वे आगच्छतु आगच्छतु आमाम् आगच्छ तिष्ठ तिष्ठ सम्यक् सम्यक् भो चिन्ता मास्तु आगच्छ तिष्ठ तिष्ठ अहं चालयति वा भवान् चलतु एवम् ओर् पेसञ्जरः अस्ति वा भवान् परिवारः

न आगच्छ तिष्ठ तिष्ठ हा धन्यवादः